मम ग्राम्यसमुदाये कतिपयः सफलता व्यापारः आरब्धाः ये ग्रामवासिनां जीवनस्य उत्थानं कर्तुं योगदानं कुर्वन्ति एतेषु सफलव्यापारेषु मुख्यतः कृषिः हस्तकला तथा लघुः उद्योगाः प्रवृत्ताः सन्ति तेषां सफलतायै निम्नलिखितानि अधः लिखितानि कारणानि प्रधानानि प्रधानानि सन्ति प्रधानानि सन्ति प्रथमं सहकारीसंस्थानां स्थापनम् कतिचन कृषकानां सह सहकारीसंस्थानानि स्थापयित्वा समूहेन कृषिव्यवसायं कुर्वन्ति एवं ते न्यूनमौल्येन बीजाणि खाद्यानि च प्राप्तवन्तः यत् च एतेषाम् उत्पादनस्य लाभांशं वर्धयति द्वितीयः प्रशिक्षणं तथा कौशलविकासः सर्वकारस्य स्किल् इण्डिया इत्यादीनां योजनानाम् अन्तर्गतं कतिचन ग्रामवासी प्रशिक्षणं प्राप्य नूतनकौशलस्य स्किल् न्यूस् न्यू स्किल्स् प्राप्तवन्तः एवं ते अधिकव्यवसायसंसाधनाय एबल् अभवन् सक्षमाः अभवन् इति तृत् तृतीयः विपणनाय विक्रयणाय आधुनिकतन्त्रज्ञानस्य उपयोगः ग्राम्यव्यापारिणः अधुना तन्त्रज्ञानं विशेषतः सोशियल् मीडियानां तथा ई कामर्स् फ़्लाट्फ़ार्म्स् यथा अमेज़ान् फ़्लिफ़्कार्ट् इत्यादीनाम् उप इत्यादीनाम् उपयोगम् अधिकविस्तृतविपणानां कुर्वन्ति इदं तेषाम् उत्पादनानां ग्राहकेषु प्रसिद्धिं वर्धयति च चतुर्थः अंशः वित्तीयसहाय्यः सर्वकारस्य प्रधानमन्त्री मुद्रायोजना इत्यादीनां योजनानां सहाय्येन ग्रामवासिनः अल्पयोजनव्याज्येन ऋणं प्राप्तुं शक्नुवन्ति ततः ऋणस्य सहाय्येन ते स्वस्य व्यवसायस्य विस्तारं नूतनम् उपकरणादि उपकरणादीनां खरीदीञ्च कर्तुं सफलाः अभवन् पञ्चमः अंशः स्वयं सेवीयसङ्घटनानां तथा एन् जी ओ संस्थानां योगदानम् कतिचन स्वयं सेवीयसङ्घटनानि तथा एन् जी ओ इत्यादयः ग्रामवासिनानां कृते आर्थिकसहाय्यं व्यवसायः व्यापारविमर्शनञ्च व्यापारपरमर्शनं च विमर्शनं परामर्शनं च प्रदानम् प्रदास्यन्ति एवं ते लघु उद्यमानाम् आरम्भे तथा तेषां दीर्घकालिकसफलतायै सहाय्यं कुर्वन्ति षष्ठः अंशः स्थानिक उपभोक्तासमुदायस्य समर्थनं ग्राम्यसमुदाये स्थानीयाः लोकल्लिति लोकल्

लोकल् मर्चण्ट्स् ग्रूप्स् इति कथयामः अपि तु तेषाम् उत्पादनानां क्रयणायै प्रोत्साहितः प्रोत्साहितः अस्ति इदम् आर्थिकसहाय्यं प्रददाति यत् ये तेषां व्यवसायस्य वृद्धिं समर्थयति च एते कारणाः कारणाः ग्राम्यसमुदायेषु आरब्धानाम् व्यापाराणां सफलतायै प्रमुखं कारणं भूत्वा योगदानं च कुर्वन्ति